नूतनरोगाणां निदानं प्राचीनकाले इति प्राचीनेषु इतिहासेषु च प्रायः एकः एव यथा आयुर्वेदः चिकित्सापद्धतिः इति किन्तु आयुर्वेदचिकित्सापद्धतिः विषये एकं विशिष्टम् अस्ति तत्र उपचारः भवति किन्तु शनैः शनैः उपचारः भवति शनैः शनैः इत्युक्ते तत्र पूर्वं रोगस्य स्थानं किं मूलं किं तन्मूलपरीक्षणानन्तरं मूलस्य पूर्वम् तत्र यथा पञ्चषड्वर्षेभ्यः पूर्वं यत्किमपि मूलः रोगः उत्पन्नः तः सः अन्तः एव शरीरस्य अन्तः एव शनैः शनैः पक्वम् अभवत् अनन्तरं विशिष्टः रूपं किमपि धृतवान् यथा सः केन्सरिति किमपि सम्मुखमागतम् तदा आयुर्वेदिकचिकित्सा पद्धतीनां मुख्यः तत्र ओषधीनां मुख्यतया तत्र प्राप्यते यत् रोगस्य यत् मूलमस्ति षड्वर्षेभ्यः पूर्वं पूर्वं यत्किमपि अभवत् तस्य मूलं किम् अभवत् तत् उपरि पूर्वं कार्यं कुर्वन् कु करोति अनन्तरं शनैः शनैः तस्य रोगस्य यत्शरीरे किमपि अन्यथा प्रभावः दुष्प्रभावः यत् दृश्यते तस् दुष्प्रभावाणां प्रभावाणां तत् ह्रासः भवति वा न तत् विषये ओषधिकार्यं कुर्व करोति तेनेव रोगेण शरीरे यत्किमपि असामान्यता भवति प्रायः मस्तिष्कः ह्रदयः अस्माकम् अन्य अङ्गान् यक्कृतः एतेषामपि तेन रोगेण यथा केन्सर् रोगः भवति तेन रोगेणः के के अङ्गाः मुख्यरूपेण प्रभाविताः सन्ति तेषाम् अङ्गानाम् किं ह्रासः अभवत् तद् ह्रासः पुनः स्वस्थः रूपेण सम्यक् रूपेण तत् ह्रासः ह्रासस्य निर्गच्छतां कथं भवेत् व ह्रासः कथम् पोषणमध्ये परिवर्तनं परिवर्तितं भवति तदर्थम् ओषधिकार्यं करोति तदा शनैः शनैः तेषामङ्गानाम् अपि पोषणं भवतु अनन्तरं यत्मुख्यम् अङ्गम् अस्ति यत्र केन्सर् इत्यादिकं किमपि अभवत् तस्यापि पोषणं भवति शरीरं शनैः शनैः आरोग्यं प्राप्नोति अनन्तरं शनैः शनैः तस्य रोगस्य शमनं भवति प्रायः एकः वैद्येन उक्तं यत् प्राचीने इतिहासे यत्र ओषधिषु यदा आवश्यक्ता भवति तदा उपवासः इति एकः मार्गः येन अस्माकं शरीरे उत्पन्नः ज्वरः इत्यादिकम् वा अर् न् नूतनः रोगः सः स्वयमेवपि शम्यते कथं वा यदा उपवासं कुर्मः तदा जलम् आहारं न स्वीकुर्मः तदा वायोः सेवनम् एव भवति तेन शनैः शनैः द्वित्रि दिवसेषु शरीरे यः उत्पन्न विषाणुः भवति तस्य विषाणोः तेषां विषाणूनां तत्र शरीरं स्वयमेव भक्षणं करोति तदा तेषां भक्षणेन ते मल् मार्गेण शरीरात् बहिर्गच्छन्ति तदा पुनः जीवाणूनां कार्यं भवति ते अस्माकं जीवस्यवृद्धिं कुर्वन्ति एतद् एषः लघुः उपायः कश्चनः अनन्तरम् इतोपि प्रायः नारिकेलजलेन अपि पूर्वं रोगिणां कृते उपायः द् दीयते तदनन्तरं शनैः शनैः द्रव्य औषधीनां प्रयोगः तदनन्तरं भोजनस्य प्रयोगम् इत्यादि कार्यम् प्राणायामेन योगासनाभ्यासेन नूतनरोगाणाम् मुख्यरूपेण तेषाम् आगमनं न भवेत् तदर्थं लघुः उपायः क्रियते